अस्माकं नगरे विवाहादिक्रा कार्यक्रमार्थम् एव बृहत् सभाभवनानि समुच्चयानि च सन्ति तत्र जलस्य व्यवस्थां कर्तुं कूपः भवन्ति गृह उपयोगार्थं नगरपालिकायाः जलसम्पर्कं भवति अधिकप्रमाणे जलम् आवश्यकं चेत् तस्य व्यवस्थापनार्थं पालिकातः वाणिज्यजलसम्पर्कं स्वीकर्तुं शक्नुवन्ति पूर्वमेव यदि नगरपालिकायाम् आवेदनपत्रं ददति तर्हि निश्चित दिने आवश्यकतानुसारं बृहत् यानेन जलं पूरयन्ति अस्माकं नगरे तु लघुनद्यः सरोवराः तथा भूगर्भकूपद्वारा अपि जलस्य व्यवस्थां कश्चन स्थलेषु भवन्ति